हरिः ओं नमस्ते ह्म् अहं वीणा अस्मि मम गृहम् अधुना नूतनं निर्माय् निर्माणं कृतमस्ति तत्र कानिचित् सस्यानि अपेक्षितानि सन्ति अतः समीचीनसस्यानि कानि कानि सन्ति हा किन्तु अहं मम गृहनिर्माणं कृतमस्ति केवलं पाट् मघ्ये तावत् एव मया स्थापनियम् अस्ति हा प्रथमम् एवं परिचयं भवतु अनन्तरम् अहम् आगत्य पश्यामि हा पाटलवृक्ष वृक्षस्य पाट् स्थापयामि चेत् सम्यक् दृश्यते वा तद् एवं तद् त्यक्त्वा इतोऽपि अन्यानि सस्यानि किञ्चित् विभिन्नं स्यात् एवम् हा एवम् एवं तद् त्यक्त्वा किञ्चित् ह्म् बहुमनोरञ्जनं स्यात् तादृशं किमपि विभिन्नं पुष्पं वर्तते हा मम कृते इतोऽपि एकम् अपेक्षते पुष्पम् एवं पाट् मघ्ये स्थापनं प सस्यं कीदृशं नाम तस्मिन् पर्णे एव एक रीत्या अन्यत् एव वर्णम् आगच्छति पर्णे एव एक रीत्या अन्यत् वर्णं तादृशं किमपि पुष्पं वर्तते वा अथवा सस्यं वर्तते वा हा तस्य मौल्यं कीयद् भवति स्यात् ह्म् एवं भवन्तः एव आगत्य मद्गृहम् आनीय आगत्य स्थापयन्ति वा अथवा वयमेव एवम् अधुना किमपि किमपि वर्तते खलु ततः आगत्य स्थापितुं किमपि किमपि अन्यत् अन्यत् आप् सर्वं वर्तते तादृशं किमपि कर्तुं न शक्यते वा अस्तु धन्यवादः